हरिः ओम् अहम् ओला केब्तः एकं ट्याक्सि बुक् कृतवान् भवन्तः अहं श्वः सार्ध अष्टवादने मम यानमस्ति अतः मम गृहस्य पुरतः एकघण्टात् पूर्वमेव अत्र आगच्छन्तु पुनः अहम् प्रपरश्वः प्रातः सार्ध अष्टवादने आगमिष्यामि अतः भवन्तः तस्मिन् सन्दर्भेपि अर्धः अर्धहोरावधेः पूर्वम् एव तत्र सज्जीभवन्तु